वयं तिरुपतिपुण्यक्षेत्रे वसामः अत्र साक्षात् कलियुगप्रत्यक्षदेवस्य श्रीवेङ्कटेश्वरस्वामिनः मन्दिरं वर्तते एतद् मन्दिरं द्रष्टुं पर्याटकाः विविधेभ्यः प्रदेशेभ्यः राष्ट्रेभ्यः देशेभ्यः च आगच्छन्ति अत्र वेङ्कटेश्वरस्वामिनः मन्दिरं पर्वतस्य उपरि वर्तते तं च परमात्मानं द्रष्टुं केचन पद्भ्यां पर्वतम् आरोहन्ति एवम् अस्माकं क्षेत्रं पर्याटकक्षेत्रं वर्तते अतः अत्र तत् सम्बन्धीनि एव कार्याणि जीविकार्थम् अधिकतया आश्रीयन्ते यथा भोजनशालाः वसतिगृहाणि इत्यादीनि अधिकतया दृश्यन्ते